आधुनिकशिक्षणं तथा पारम्परिकशिक्षणम् इत्यत्र भेदः तु अस्ति एव उत्तमः कः इति प्रश्नः आगच्छति चेत् पारम्परिकं तु अत्यावश्यकम् एव किन्तु आधुनिकशिक्षणे अपि वयम् अन्यत् किमपि आधुनिक जगति यत्किमपि आवश्यकं तत्सर्वं पठितुं शक्नुमः अतः पारम्परिकशिक्षणं तु आवश्यकमेव तदेव न संस्कृतस्य मूलः अस्ति किन्तु आधुनिकशिक्षणे वयं तत्सर्वम् आधुनिकतया कथं जगति यत् सर्वं कर्तुं शक्नुमः तदपि द्रष्टुं शक्नुमः अतः पारम्परिकशिक्षणं तथा आधुनिकशिक्षणे इत्यत्र आधुनिकशिक्षणस्य महत्वम् अधिकम् अस्ति इति भाति